हरिः ओम् नमस्ते किं जातं इदानीं दूरवाणीं कृतवान् किं प्रोब्लम् जातं हा पञ्चकक्षाः सर्वेषां कृते भवत्येव भवतः किं तत्र किं कष्टं जायते दिने पञ्चकक्षाः सम्यक् एव सन्ति तत्र किं कष्टाय भवति भवतः कृते आम्

आम् पुनः कार्यं तु सर्वेषां कृते भवति भोः भवतः कष्टः किं कुत्र अस्ति तत्र वा बालकाः किमपि भवतः कृते क्लेषम् अनुभूयन्ते वा ह्म्

भवतः कृते गृहे कार्ये कार्यं अस्ति अतः वा किं कार्यमस्ति भवतः गृहे

ओहो एवम् अस्तु तर्हि किं कुर्मः इदानीं

तत् त्रयं भवितुं न शक्यते इदानीम् अहम् एकं मिटिङ्ग् कृत्वा त क तत्र चर्चां कृत्वा तत्र डीसिजन् स्वीकर्तव्यं भवति इदानीम् एतावत् शीघ्रं भवितुं न शक्यते शक् शक्यते अतः इदा्नीं किं कुर्मः भवान् किं करोति इदानीं षेड्युल् मघ्ये किं त्वं भवतः कृते तत्र किं कः क्लेशः भवति ह्म् ह्म् पठितः आम् कीदृशः पाठ्यक्रमः अस्ति

हा पुनश्च

इदानीं ध्वन्यालोकं निष्कासनीयं वा आम् पुनः आम् कक्षाः कक्षानुगुणाः भवन्ति चेत् भवतः कृते हेल्प् भवति तर्हि अहम् इदानीं न शक्यते श्वः एकं मीटिङ्ग् कृत्वा अहं तस्य विषये चर्चां कृत्वा अहं वदामि भवतः कृते श्वः वा परश्वः वा सूचयामि अस्तु वा अस्तु तर्हि अस्तु तर्हि हा अस्तु अस्तु अस्तु तत् अस्तु अस्तु अस्तु धन्यवादः